हरि ओम् आ नमस्ते आ हा हा मम नाम शोभा अत्र मम बाल्कनी प्रदेशे अहं पुष्पोद्यानं कर्तुम् इच्छामि

न अहं वक्तुं शक्नोमि भवति एव एकवारम् आगत्य पश्यन्तु

अवश्यम् अवश्यम् न

तत्र मम तु पुष्प पुष्पोद्यानम् एव भवतु इति परिगण्ये तत्र मल्लिका पुष्पस्य मन्दारः सूर्यकान्तिः पाटलपुष्पं जपाकुसुमं राजीवल्लरी च आरोपयितुं शक्यते किल तत्र कमलपादपम् अपि स्थापयितुं शक्यते वा

आम्

तत्तु अति अतिसुन्दरम् अतिसुन्दरं तत्र मध्ये मध्ये मूर्तयः अपि स्थापयामः उत्तफलानि च उत्तफलानि च यदि साध्यं तदपि स्थापयितुं शक्यते किम्

हा हां हां तत्र चम्पकपुष्पकपादपं स्थापयितुं शक्यते किम्

न भवत भवति किम् भवतु तस्य तस्य कार्यं भवन्तु भवतु भवतु आगच्छन्तु आगच्छ धन्यवादाः प्रेशयामि प्रशयामि आगच्छन्तु भवती धन्यवादाः